अस्माकं क्षेत्रे कलाशिल्पकारस्य कलाशिल्पक्षेत्रस्य योगदानं बहु एव अस्ति किमर्थम् इत्युक्ते कर्नाटके उत्तम शिल्पकला अस्ति कुत्र वा किं वा देवालयं प्रति गच्छन्तु तत्र तन कलाक्षेत्रं कत्तिप्रसिद्धम् इत्युक्ते अद्यतनदिने अपि तथा शिल्पितुं न शक्यते तादृशसमीचीन कलाक्षेत्रम् अस्माकं कर्नाटके अस्ति भवन्तम् उदाहरणां दातव्यम् इत्युक्ते हम्पि इति एकक्षेत्रः तत्र गोपुरस्य शाडो इति वदन्ति खलु मदन् मह्यं न आगच्छतस्ति शब्दं तत् उल्टा तत् किं गोपुरमस्ति खलु तत् उल्टा तत्र शाडो भोः आगच्छति तत् कथं कथं निर्मितवत्याः तत् कथं तथा प्रचलतित्यपि इदानीमपि कोपि न जानन्ति तादृशम् उदाहरणं बहु एव सन्ति शिल्पकलाक्षेत्रे तावत् समीचीनकलाक्षेत्रमस्ति पुनः किम् इत्युक्ते देवालयानि सर्वाणि कति सम्यक् शिल्पितवत्यः इत्युक्ते सूर्यस्य किरणानि कथं वा बृहत् भवतु देवालयं परन्तु गर्भगुडि भवति खलु तन्मध्ये पथनरीत्या सूर्यस्यकिरणं सूर्यस्य किरणानि तन्मध्ये पथनरीत्या क्षेत्रं शिल्पितवत्याः पुनः किम् इत्युक्ते मैसूरु इति ग्रामः तत्र पुरातन राजस्य गृहम् इत्युक्ते अरमने अस्ति तत्तु कति कीयत् सम्यक् अस्ति इत्युक्ते इदानीमपि जनाः तत्र द्रष्टुं गच्छन्ति एतत् सर्वं दृष्टवत्याः इत्युक्ते योगदानं बहु एव अस्ति इति चिन्तयामि तेन प्रवासिगा आगच्छन्ति अन्य अन्यदेशस्य अन्य अन्यस्थळीयजनाः आगच्छन्ति तत्सर्वं द्रष्टुं तेन अस्माकमपि सन्तोषः प्रसंशा वर्धते अस्माकं क्षेत्रं स्थळं द्रष्टुम् अन्यत् जनाः आगच्छन्ति सन्ति इति एतत् सर्वं तावत् किञ्चिदेव पदे वक्तुं न शक्यते परन्तु बहु एव सुन्दरकलाक्षेत्रम् अस्ति तद् पुनः किम् इत्युक्ते इतोपि एकम् इम्पार्टेण्ट् विषयं किमित्युक्ते तत्सर्वं वयं रक्षणीयम् अग्रिमजनाः आगच्छन्ति खलु तेषां दर्शितुं वा वयं सर्वं रक्षणां करणीयं तत्र किम् आगतवत्याः इत्युक्ते स्थलं सर्वं सम् समीचीनतया गृहीतव्यं किं किं वा क्षिपणं प्लास्टिक् सर्वं क्षिपणं न करणीयं धन्यवादः